ईपुस्तकं तत् इलेक्ट्रानिक् पुस्तकमध्ये यदि तस्य गुणवत्या न भवति तत्र दोषाः आगच्छन्ति चेत् बहु दोषाः सन्ति तत्र चार्जर् आवश्यकम् चार्जर् चार्ज् अपि नास्ति इलेक्टरि इलेक्ट्रोनिक् बस्तूनि इलेक्ट्रिक् मध्ये अपि इदानीं इलेक्ट्रिक् नास्ति चेत् अपि पठितुं न शक्नोति तत्र किं तत्र डाटा कनेक्शन् सम्यक् रूपेण न भवति यदि तर्हि नष्टं यदि भवति दूरवाणीं दूरवाणीं नष्टं भवति कम्प्युटर् नष्टं भवति चेत् डाटा तत्र सन्ति परन्तु वयं न पठितुं शक्नुमः